नमोनमः ओला सर्विस् वा अहं गतचक्रे गतवासरे एवं तिरुपतितः कानिपाक पर्यन्तम् ओला केब् कृतवान् आसम् तत्र चत्वारि पञ्च द्वे सप्त इति कश्चित् यानं कारयानं आगतमासीत् ड्रैवर् अपि बहु सम्यक् आसीत् कृपया तां एव पुनः प्रेषयन्तु इदानीं अहं चेन्नैनगरं गन्तुं इच्छामि तत्र सहाय्यः अपेक्षते किञ्चित् सहायं कुर्वन्तु धन्यवादः